उडुपीजनपदे तथा दक्षिणकन्नडजनपदे अत्र तु बहुतीर्थक्षेत्राः सन्ति उडुपी श्रीकृष्णदेवालयः बहु प्रसिद्धः अस्ति तथा मङ्गलुरुनगरे मङ्गलादेवीदेवालयाः अस्ति अनन्तरं मार्गे कटीलु दुर्गापरमेश्वरीदेवालयः अस्ति अनन्तरं उडुपीसमीपे मध्वाचार्यस्य जन्मस्थानम् अस्ति पाजकक्षेत्रम् इति वदन्ति तत्र दुर्गादेवालयः अस्ति अनन्तरं परशुरामदेवालयः अपि अस्ति उडुपीतः किञ्चित् अग्रे परिसरे पश्यामः चेत् अम्बल्पाडी महाकालीदेवालयः अस्ति कडियालि महिषमर्दिनिदेवालयः अस्ति आनेगुड्डे इति एकं प्रदेशम् अस्ति तत्र महागणपतिदेवालयः अस्ति एवम् अत्र बहु प्रसिद्धदेवालयाः बहूनि सन्ति समीपे धर्मस्थलमञ्जुनाथेश्वरदेवालयः इति अस्ति तत्रापि बहवः जनाः आगच्छन्ति बहु प्रसिद्धदेवालयः अनन्तरं दक्षिणकन्नडाजनपदे कुक्केसुब्रह्मण्यदेवालयः अस्ति तत्र तत्तु बहु प्रसिद्धः अस्ति समग्रभारतदेशतः तत्र प्रसिद्धाः जनाः आगत्य सर्पसंस्कारादि कार्याणि तत्र कुर्वन्ति अनन्तरं उडुपीनगरे रथोत्सवः विशेषतया वर्तते अत्र षण्मासाः वर्षे प्रतिदिनं रथोत्सवः वर्तते कृष्ण श्रीकृष्णदेवालयस्य वर्षद्वये एकवारं पर्यायकार्यक्रमः भवति अत्र अष्टमठाः सन्ति तेषां प्रति वर्षद्वये एक एकवारं पर्यायम् इति भवति अधिकारहस्तान्तरणं भवति एवं सर्वं अत्र विशेषं अस्ति अत्र सर्वेषु देवालयेषु निरन्तरम् अन्नदानमपि वर्तते एतत् दक्षिणकन्नड उडुपीजिल्लायाः देवालयस्य विशेषविषयः